वस्तुगत्या चित्रग्रहणे मम मतिः नासीत् अधिकं पर्यटनं करोमि स्म कुर्वती अस्मि अतः तद्व्याजेन चित्रस्वीकरणे मम गतिः आरब्धा मया तर्हि यदा यदा अहं पर्वतक्षेत्रं गच्छामि यतः अहं यदा लघु अपि समयं स्वीकरोमि यदि प्राप्नोमि तर्हि अहं पार्श्वस्थम् अथवा दूरस्थं पर्वतक्षेत्रमेव गच्छामि पर्वतक्षेत्रेषु निवासः उत्युक्तौ अहं बहु इच्छामि स्म अतः तादृशेषु स्थानेषु अत्युत्तमं चित्रं स्वीकुर्वती आसं तेन व्याजेन चित्रस्वीकरणे मम गतिः आरब्धा तदनन्तरं तद्बहु गभीरमभवत् अहं कानि कानि स्थानानि इत्युक्तौ इदं स्थानमिति वक्तुं न शक्नोमि परन्तु पर्वतक्षेत्रेषु प्राकृतिकक्षेत्रेषु प्रकृतिगतक्षेत्रेषु सर्वत्रापि गत्वा चित्रं ग्रहीतुं बहु इच्छामि तत्रापि एकाकिनी गन्तुं बहु इच्छामि